हरिः ओम् आम् हरिः ओम् महोदये अत्र अद्य पेरेण्टस् टीचर् मीटिङ्ग् अस्ति किल एवत् तावत् मम पुत्रः किम् अस्ति कथं पठति इति ज्ञातुम् अहं प्रष्टुम् इच्छामि मम नाम आरती आलोरिती अद्याहं व्यस्ता अस्मि भगिनि किञ्चित् गृहकार्यम् अपि अस्ति किञ्चित् कार्यालयस्य अपि काम कार्यम् अस्ति मम पुत्रस्य नाम आदित्य इति आम् अस्तु मम म मन्ये एवम् अस्ति भगिनि सः मोबैल् इति जास्ति अधिकं दृष्टवान् किञ्चित् क्रीडायाम् अपि अधिकं तत्र आसक्ति अस्ति इति कारणेन किञ्चित् विषये सः सम्यक् न पाठ् पठति इति आम् भगिनि अहं प्रयत्नं करोमि एतत् सः सम्यक् ज्ञानं करोति इति अहं एतत् सम्यक् तस्य ब भविष्य पश्यामि इति म मम एक प्रश्नः अस्ति भगिनि सः क्रीडा अस्य क्रीडायां तस्य आसक्ति जास् अधिकम् अस्ति इति कारणेन भवतः शालायां त्रिवारं क्रीडाकक्षा कर्तुं भवति कर्तुं शक्नोति वा अस्तु अस्तु भगिनि अहं पश्यामि अ आम् भगिनि अस्तु धन्यवादः भगिनि धन्यवादः धन्यवादः